भारते संस्कृतसाहित्यं बहु उपलभ्यते परन्तु एते सामान्यजनस्य कृते सुलभाः न सन्ति अन्तर्जालस्य तन्त्रज्ञानस्य च आविष्कारेण जनानां ज्ञानं सहायतां सर्मथनं च प्राप्तुं समयः भवति ये जनाः संस्कृतस्य अध्ययनं कुर्वन्ति अनुसन्धानं वा कुर्वन्ति तेषां कृते एतत् महत् वरम् अस्ति एतेषु दिनेषु बहुधा ओन्लैन् वर्गाः आरब्धाः सन्ति संस्कृत ज्ञातुं शिक्षितुं च जनाः स्वरुचिं दर्शयन्ति दिने दिने सा रुचिः वर्धमाना अस्ति संस्कृतभाषायां नूतनानां पदानां व्युत्पादनं जायमानम् अस्ति संस्कृतभाषायाः वणिककरणं संवर्धनं प्रचारं च जायमानम् अस्ति